चारणार्थं मम इष्टतमः कुविन्यासः पर्वतः एव तत्र उपरि गत्वा ततः बहु सम्यक् द्रष्टुं शक्यते अहं बहून् पर्वतान् आरूडवान् पूर्वं तत्र कोलराडु राज्ये अमेरिका देशे कोलराडू राज्ये येषां पर्वातानां शिखरं फ़ोर्टीन् थौसण्ड् फ़ीट् अधिकं अस्ति ते फ़ोटिनर् इति उच्यन्ते फ़ोटिनर् हैक्स् इति भवन्ति तर्हि तत्र चलित्वापि गन्तुं शक्यते परन्तु द्वित्रसन्ति त् यत्र तु कार् यानेन अपि गन्तुं शक्यते नो चेत् रेल् मार्गः अपि अस्ति उपरि गत्वा अत्यन्तं सुन्दरं दृष्यं भवति बहु उपरि गच्छामश्चेत्र तत्र चेत् तत्र तु वृक्षाः अपि न भवन्ति यतः प्रायः ट्वेल् तौसेण्ड् तर्टिन् तौसण्ड् फ़ीट् पर्यन्तं वृक्षाः भवन्ति तत्र ट्री लैन् इति उच्यते तस्य उपरि गच्छामश्चेत् तत्र विद्युत्पातस्य अत्यन्तं भयः भवति अतः यदि बहु विद्युत् भयं भयम् अस्ति तर्हि तत्र सं समयं दृष्ट्वा एव गतुं शक्यते ये गच्छन्ति ते प्रायः रात्रौ द्विवादने वा त्रिवादने वा चारणं आरभ्यन्ते आरभन्ते एकादशवादनात् पूर्वं ट्री लैन् अधः ट्री लैन् इति तस्य तस्मात् अधः आगन्तव्यं भवति नो चेत् प्राणहानिः भवितुमर्हति हिमावृतपर्वतेषु अथवा वनेषु किं किं रोचते वनेषु तु बहू उन् उन्नताः उन्नताः वृक्षाः अत्यन्तं रोचन्ते बहु हरितम् अस्ति तत्र सर्वत्र हरितं अस्ति जलम् अपि अस्ति चेत् जलम् अत्यन्तं शुद्धं जलम् अस्ति तत् सर्वं बहु अधिकं रोचते